महोदय नमस् नमस्कारः अहं वारङ्गल् गन्तुम् इच्छामि तदर्थम् इतः तत्तु पञ्च पञ्चाशत् किलोमीटर्स् भवन्ति किल तदर्थं अत्र तु मम गृहे तु सप्तजनाः सन्ति श्वः श्वः प्रातः अत्र प्रारम्भः भवति प्रातः षड्वादनतः वयम् इतः प्रस्थानं कुर्मः तदर्दं किञ्चित् शीघ्रम् आगच्छतु इत्युक्ते मूल्यं तु अहं ददामि तु अधिकमेव अहं चिन्तयामि सार्धैकसहस्रं तावदेव इति अहं चिन्तयामि अत्र वयं तु सायङ्काले प्रातः आरभ्य सायङ्कालपर्यन्तं तत्रैव भूत्वा पुनः सायङ्काले ततः वयम् अत्र आगच्छ आगमिष्यामः अस्तु धन्यवादः